श्रीमता भगवता कृष्णेण भगवद्गीतायाम् एकः श्लोकः उद्धृतः दृश्यते यः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि अर्जुनाय उपदिष्टमिदं भगवता कर्मण्येवाधिकारस्ते कर्मणि एव ते अधिकारः ते तव नाम अहं मन मम अभिमानयुक्तस्य तव कर्मणि एव अधिकारः अस्ति तव असङ्गः कर्मसु मास्तु मा ते सङ्गोस्तु सङ्गः अकर्मणि मास्तु कर्मणि एव सङ्गः भवतु कर्मैव अत्यन्तं सार्थकतया त्वया कर्तव्यम् इत्यस्य आशयः कः फलाभिसन्धिवर्जिततया कर्तव्यं तदा एव तद् सार्थकं भविष्यति तव परलोकयात्रार्थम् अतः कर्मफल अभिसन्धिं परित्यज्य त्वया कर्म अवश्यं कर्तव्यम् कर्मपरित्यागस्तु न कर्तव्यः इति अस्मात् श्लोकात् प्रभावितः अर्थः सर्वैरपि लोकैः ग्रहीतुं योग्यः भगवता अर्जुनाय उपदिष्टः